तन्त्रज्ञानेन वित्तकोशीय कार्यं सुलभं जातम् तन्त्रज्ञानेन अन्तर्जाले धनस्वीकरणधनसमर्पणादि वित्तकोशीय कार्याणि दीर्घपङ्क्तौ अवस्थानं विना एव सुलभतया कर्तुं शक्यानि ए टी एम् यन्त्राणि वित्तकोशागमनं विनापि स्व अकाउण्टतः धनस्वीकरणं धनसमर्पणञ्च सुलभम् अकुर्वन् ई मेलस् द्वारा वित्तकोशीयाधिकाराणां ग्राहकाणां च मध्ये संभाषणं पद्धते मानवहस्ताक्षेपाः स्वल्पाः अभवन्